नमोनमः भ्राता मम नाम मङ्गेशः अस्ति मम कार कारस्य नाम स्वि स्विफ़्ट् आसीत् एक् एकस्मिन् दिने अहं बहिर्गच्छामि तदा एका समस्या आगच्छति मम मम कारः बहवः सम्यक् चलति परन्तु एक एकस्थाने स्थगितम् अधिकं पेट्रोल् आसीत् सम्यक्तया पेट्रोलासीत् किं कारेणन

एक् एकस्मिन् वर्षे आमां सर्वं सम्यगासीत्

एकस्मिन् वर्षे एकस्मिन् दिने अहं ग्रामं गच्छामि तदा एव वृष्टिकाले मम क कार वर्षाकाले

अहं ददामि आम्

धन्यवादः